अस्मिन् समये वार्ताविषये यदि वयं पश्यामः चेत् ह्यस्तनदिने एव इस्रैल्मध्ये यत् आक्रमणं अभवत् नरेन्द्रमोदीमहोदयेन यदुक्तं तत्र उग्राणाम् एव अत्र प्राहारः इति यत् यतोहि तत्र युद्धः नास्ति एव इति अतः इस्रेल् प्रति नरेन्द्रमोदिना अत्यन्तम् उत्तमरीत्या एव तत्र सम्पूर्णं दत्तवान् अतः तत्र बेम्बलं इत्युक्ते सम्पूर्णसहकारं दत्तवान् इति अतः अत्र इतिहासमध्ये प्रथमवारम् एवम् अभवत् इति अर्थात् अस्माकं भारतस्य विश्वस्तरे यथा स्थानं वर्तते इति अत्रैव द्रष्टुं शक्यते अतः संस्कृतस्य वा संस्कृतेः वा भारतसंस्कृतेः वा योगदानस्य वा इति सर्वं यदि वयं पश्यामः धर्ममार्गे प्रचलदस्ति भारतः इति तत्र नैव सन्देहः अतः नूतनवार्ता विषये आसक्तिदायकं किम् इति चेत् संस्कृतमेव आसक्तिदायकं सर्वत्र संस्कृतं भवितव्यम् इति भवितव्यमेव विश्वस्तरे यदा संस्कृतस्य एवं भारतस्य प्राचुर्यता भवेत् धन्यवादः